द्व्यधिकद्विसहस्रतमवर्षस्य डिसेम्बर् मासस्य षड्विंशः दिनाङ्कः षडधिकद्विसहस्रतमवर्षस्य मार्च् मासस्य नवविंशतिः दिनाङ्कः सप्ताधिकद्विसहस्रतमवर्षस्य जुलै मासस्य पञ्चमः दिनाङ्कः नवाधिकद्विसहस्रतमवर्षस्य जून् मासस्य षष्ठः दिनाङ्कः दशाधिक द्विसहस्रतमवर्षस्य आगस्ट् मासस्य सप्तदश दिनाङ्कः